मम प्रदेशे जल्लिकट्टु इति अपभ्रंशभाषायां नामधेयान्विता एका सांस्कृतिकक्रीडा अस्ति जल्लिकट्टुः अतीव प्राचीनक्रीडा इदानीमपि प्राचीनदेवालयेषु सः वयं गच्छामः चेत् तत्र देवालयस्य समिपे देवालयस्य स्थानेषु तेषां विषये अनेकचित्राः भवन्ति वयं सर्वे दृश्यणि द्रष्टुं शक्यते जल्लिकट्टु क्रीडायाम् एकः वृषभः महावेगेन एकद्वारात् बहिः आगमिष्यति तत्र बहवः जनाः युवकाः तत्र स्थित्वा तेषां वृषभस्य ककुभागे गृहीतुं प्रयत्नं कृतवन्तः वयं सर्वे दृश्यन्ते एव ग्रहणानन्तरं यस्य यथा सः वृषभः त्रिवारं वर्तुलाकारेण गमिष्यति चेत् त्रिवारं अवर्तुलाकारेण गम गमिष्यति त्रिवारं वर्तुलाकारं गमनानन्तरमपि तेषां युवकस्य गृहणं सम्यक् भवति चेत् युवकः विजयीभव विजयी जितावान् इति सर्वे घोषयन्ति यस्य यतः गमनसमये अपि युवकः पतति चेत् भूमौ पतति चेत् वृषभः अथवा वृषभस्य यजमानः विजयः भवति इति सर्वे घोषयन्ति एव एतत् क्रीडा तमिळ्नाडु एतद् प्रदेशे एतत् राज्ये अनेकस्थले बहु प्राभल्येन भव भवति भविष्यति भवन्ति इति सर्वे जानन्ति एव